मम नाम कुमारः अहं सामान्यतया विभिन्नानां विषयाणामुपरि अध्ययनं करोमि मम वृत्तिवशादपि मम अध्यापनीयाः विषयाः वा भवन्तु अनुसन्धात्मकाः विषयाः वा भवन्तु एतादृशविषये तत्र कार्यं क्रियते तर्हि विशिष्यलेखानां लेखनसन्दर्भे अथवा छात्राणां कृते यत् विलिख्य देयमस्ति तस्मिन् विषये वा यदा कार्यारम्भं करोमि तदा स्वीकृतस्य विषयस्य लेखनं समापनं कृत्वा एव अहमग्रे सरामि मध्ये किञ्चित् विलिख्य पुनः संशयः आगतः इति मत्वा तं विषयं त्यक्त्वा पुनः अन्यत् एवं रीत्या न क्रियते किन्तु ततः लेखनात् प्रागेव सर्वं विचिन्त्य किं लेखनीयं कथं वक्तव्यं के के विषयाः भवेयुः इत्यादिकं चिन्तनं कृत्वा एव तत्र लिख्यते इति अनन्तरं भारते विशिष्य लेखनेषु कस्य भवितुं मम विशेषलेखनविषयेषु कस्य क्लेशः भवति कुत्र लेखितुं न शक्यते इत्युक्ते विशिष्य इन्स्क्रिप्शन्स् यत्र मातृका ग्रन्थेषु वा भवतु कुड्यादिषु भित्तिषु स्तम्भादिषु प्राचीनकालिक उल्लेखाः ये वर्तन्ते तेषां तु लेखने क्लेशः भवति यतोहि भाषायाः एवं लिपिविषये च तत्र कष्टम् अनुभूयते अवगमने अपि क्लेशः भवति अतः तादृशविषयेषु लेखने तत्र क्लेशः भवति द्वितीयं किं भवति य यस्यां भाषायां मम गतिर्नास्ति तद् तद्गतविषयाणामपि ज्ञानेव लेखनेव तत्र क्लेशः अनुभूयते इति धन्यवादाः